मोबैल् मध्ये यूटूब् वीक्षणं तेषु मम अभिरुचिः द हास्यं प्र हास्यप्रसङ्गाननि हास्यप्रसङ्गानि हास्यप्रसङ्गस्य वीक्षणं तेषु मम बहु मैण्ड् रिलीफ़् वर्धते ते तेन मया बहुसमीचीनम् आरामः मिलति आरामः आरामः मिलति मिलति तथा च मम अभिरुचिः उद्योगम् अतिरिच्य अतिरिच्य एकम् एकम् एकं क्रीडनं क्रिकेट् क्रीडनं तत् त्यज्य यूटूब् इत्यादिमाध्यमेषु हास्यप्रसङ्गानि हास्यप्रसङ्गस्य वीक्षणम् एवं चलनचित्रमन्दिरं गत्वा चलनचित्रवीक्षणम्